अधुना देशे चिकित्सालयाः आरोग्यव्यवस्थाः च उत्तमः सन्ति नाम टेक्नोलज़ि वैस् प्रगतिं प्राप्तवन्तः सन्ति अतः रोगलक्षणं सम्यक् ज्ञायते तेन प्राप्तकाले रोगस्य उपचारं कर्तुं शक्नुमः पूर्वं तथा न आसीत् स्केनिङ्ग् मोनिटरिङ्ग् इत्यादीनि यन्त्रणि न आसन् तदा केवलम् एक्स्रे यन्त्राणि आसन् कदाचित् रोगस्य लक्षणं यथावत् न ज्ञायते स्म किन्तु इदानीं तथा न तन्त्रज्ञानेन उत्तमचिकित्सा मिलति परन्तु मौल्यमपि अधिकं भवति अतः सर्वैः वैद्योपचारः प्राप्तुं न शक्यते कोविड् समयः बहु कष्टकरः आसीत् बहवः तेन पीडिताः अभवन् श्रुत्त्वा दःखम् अनुभूतवन्तः अस्मत् प्रदेशे बहु सुलभतया चिकित्सा प्राप्तुं शक्यते स्म वयं तु आरु आयुर्वेदचिकित्सामेव प्राप्नुमः